मम प्रदेशे संशोधनार्थं बहुषु विद्यालयेषु अथवा बहुषु संस्थासु अवकाशाः उपलभ्यते तेषां नामानि यथा ट्रैवल् रिसार्च् इन्स्टिट्यूट् ऐ सि ए रेसार्च् काम्प्लेक्स् एम् बि बि कालेज् स्टेट् अग्रिकल्चर् रिसर्च् स्टेशन् फा़रेस्ट् रिसर्च् सेण्टर् आफ़् लैब्लिहूड् एक्स्टेंशन् नालेज् रिसर्च् एकाडेमि आयुश् पञ्चकर्म रिसार्च् इन्स्टिट्यूट् इन्स्टिट्यूट् आफ् एड्मण्ड्स् स्टडीस् इन् एजुकेशन् मेडिट् रिसार्च् सोसैटि